मम प्रदेशे यानव्यवस्था यत् लोकयानं इति वर्तते तत् सामान्यतः सर्वे जनाः अल्पेन धनेन तं यानम् उपयोक्तुम् अर्हन्ति तत्र समस्या यत् समये यद् यानं न प्राप्नुमः तदेव बृहत् समस्या